रामायणमहाभारतेषु असुराणां पात्रचित्रणं चेत् रामायणविषये मेय्न् मुख्य असुरः रावणासुरः एव वयं सर्वे जानीमः रावणासुरविवरणं बहु सम्यक् रामायणं मध्ये कृतम् अस्ति सः तस्य पट्टुदला तपोशक्तिः तत् ताः सः मा मातुः समीपम् आत्मलिङ्गम् आनयितुं कथं कीयत् घोरतपः कृतवान् तादृश गुड् क्वालिटीस् अपि वयं द्रष्टुं शक्यते तत्र तस्य विवरणमपि बहु सम्यक् दत्तवन्तः ता तादृशमेव महाभारते अपि कर्णः विषये कर्णः कीयत् दया गुणम् अस्ति साक्षात् भगवान् आगत्य अपि पृच्छति चेत् अपि सः सर्वदा दानं ददाति तादृशः तस्य व्यक्तिगतविषयाः अपि बहु सम्यक् लिखित्वा तेषां विवरणं दत्तवन्तः अनन्तरं महाभारते कीचकः बहु बा बहु धीरशाली मल्लयुद्धः प तादृश धीरशालिः एका महिला विषये कथं नाशनम् अभवत् तत् सर्वमपि चित्रणं बहु सम्यक् कृतवन्तः